तत्र वैदिकवाङ्मये षोडशसंस्काराः निर्दिष्टाः प्रत्येकस्यापि बालकस्य बालकानां षोडशसंस्काराः देयाः एव कुतः नाम तादृशसंस्कारकरणेन छात्राणां प्रवृत्तिः सात्विक अंशेषु केवलं भवति न तु राजसिकतामसिक अंशेषु इदानीन्तनच्छात्राः धनं दत्तस्य पितुः वा मातुः वा तस्य विनियोगम् अन्यत्र एव कुर्वन्ति अज् अज्ञानतः जङ्क् फ़ुड् खादन्ति बहिः गत्वा पुनः यत्किमपि अन्यदेव खादन्ति अन्यदेव पानं कुर्वन्ति पितरौ इदं सर्वं न जानन्ति अजानन्तः एते बालकाः कुर्वन्तः भवन्ति इति कृत्वा एतेषां स्वास्थ्यरक्षणं तावत् सुलभतया सम्यक्तया शुद्धतया कदापि एते बालकाः न पालयन्ति इति कृत्वा तेषाम् किं स्वास्थ्यविषये अपौष्टिकता एव भवति न तु पौष्टिकं किं पौष्टिकता तादृशपौष्टिकवर्धनं कर्तु कथं कर्तुं शक्यते तादृशानां बालकानां जीवने वा अथवा तेषां दिनचर्यायां वा इति चेत् प्रातः शीघ्रोत्थानेन तेषां बालकानां संस्कारः भवति पुनः धान्यं किं धान्यखादनं यद्वर्तते प्रातः उत्थाय किं बृहस्पतेः यद् धान्यं वर्तते चणकम् इति चणकधान्यं आधिक्येन नाम सम्पूर्णतया बालाः बालानां कृते बुद्धिवर्धकं करोति तादृशधान्यखादनेन अपौष्टिकांशः गच्छति पौष्टिकांशः आवाहितः भवति इत्येवं रूपेण शुद्धजलं न लभ्यमानं कुतः नाम तादृशजलस्य कुत्रापि उपयोगः नास्ति इदानीं सर्वे गृहे एव फ़िल्टर् आनयन्ति तादृशबोर्जलं नाम पूर्वं सर्वं नद्यां विद्यमानं यद् जलं तदेव पिबन्ति स्म इदानीं तु तत् कलुषितमस्ति तादृशं शुद्धं जलं कुत्रापि नव न लभ्यते इति कृत्वा ताद् तदपि फ़िल्टर् कृत्वा पिबन्ति अस्मिन् काले जनाः तादृशं शुद्धं जलं कथं द्रष्टुं शक्यते नाम वृष्टिः शुद्धं जलं कीदृशं कथं भवति इति चेत् तद् वृष्टिजलमेव शुद्धं जलं तद् कथं ज्ञायते इति चेत् तत्र आयुर्वेदे नाम अष्टाङ्गे अष्टाङ्गहृदयम् इति एकः आयुर्वेदग्रन्थः वर्तते तक् तत्र उक्तप्रकारेण एकम् उदाहरणपुरस्सरं तत्र के वाग्भटाचार्यैः दर्श्यते वृष्टिजलं यदा एकस्मिन् अवच्छे पात्रे स्वीकृत्य तत्र समीचीनयुक्तं विषरहितम् अन्नं स्वीकृत्य यदि स्थापयामः तादृश अन्नस्य यदि मिश्रणं सम्यक् न भवति तादृशं जलं पातुं योग्यम् इति वाग्भटाचार्यैः अष्टाङ्गहृदये इति ग्रन्थे उक्तम् इत्येवं रूपेण जले शुद्धता अपेक्षिता प्रतिनित्यं नैर नैरन्तर्ये धान्यखादनं सम्यक् भवति पुनः एवं रूपेण समस्याः परिहर्तुं शक्नु शक्न शक्यन्ते इत्येवमुक्त्वा विरमामि